भ्राता गोधूमस्य किलो कथं दत्तवान् एतेषां चतुर्णां कः भेदः एतत् एकचत्वारिंशत् उत्तमं परन्तु अतीवमहत् यदि भवन्तः प्रति किलो पञ्चत्रिंशत् रूप्यकाणि ददाति तर्हि अहं पञ्चकिलो गृह्णामि च चत्वारिंशत् रूप्यकाणि अतिशयेन पञ्चकिलो आवश्यकं किञ्चित् न्यूनीकरोतु मुखं कृत्वा ठीगं ठीगं पञ्चकिलो ददातु अत्र भवतः धनमस्ति धन्यवादः ग्राहकः गोधुमेन सह गच्छति